मुद्रासङ्ग्रहस्य अभ्यासेन निश्चितरूपेण मयि केचन सकारात्मक प्रभावाः अभवन् केषाञ्चन इतिहासघठनानां विशेषतां ज्ञातुं यदा कदापि अहं मुद्रासु दृष्टिपात् तदा अहं मनसी बहु शान्तिम् अनुभवामि एषः अभ्यासः मां बहु प्रसन्नं करोति यदा मम पुत्रीयः कौतुकेन मुद्रां पश्यन्ति तदा अधिकः सन्तोषः भवति